हरि ओं महोदय अहं बेङ्ग्लूरुतः दूरवाणीं कुर्वन्नस्मि अहं चामराजपेटेमध्ये वसन्नस्मि अहं राजाजिनगरं प्रति गन्तव्यमासीत् अतः ऊबर् मध्ये यानं बुक् कृतं ते दूरवाणीं न उन्नयत् किं करणीयम् एवं करोति चेत् अहं कार्यक्रमार्थं गन्तव्यं चतुर्वादने कार्यक्रमः वर्तते अत्र त्रिवादनं जातम् सः दूरवाणीं न उन्नयति एवं कृते सति अस्माकं कार्याणि बहु बहु असमीचीनतया चलन्ति युष्माकम् एकवारम् अन्वेषणं कृत्वा तस्मै वदतु एवं मा करोतु इति अस्माकं कृते बहु नष्टं जातं किं करणीयमिति युष्माकं चिन्तयतु एवं मा कुर्वन्तु इति अहं पुनः ऊबर् मध्ये अन्यं यानं बुक् कृत्वा अहं गतवानस्मि